संप्टेम्बर् मासस्य पञ्चम्याम् अध्यापकदिनमस्ति अक्टोबर् मासस्य द्वितीयां गान्धिजयन्ति अस्ति जान्रि मासस्य द्वादश्यां युवकदिनं विवेकानन्दस्य जयन्ति अस्ति एप्रिल् मासस्य चतुर्दश्यां नूतनवर्षः भवेत् आगस्ट् मासस्य पञ्चदश्यां देशस्य स्वतन्त्र्यदिनमस्ति